एषु दिनेषु प्रायेण अहं आन्लैन् माध्यमेन पुस्तकानि क्रीणामि पुस्तकानां रक्षणं कष्टायते इति हेतोः पी डी एफ़् पुस्तकान्येव क्रीणामि आङ्ग्लेन पठनीयञ्चेत् प्रायेण अहं किण्डल् इत्यत्र क्रीणामि न्यूनमूल्यकेन लभ्यन्ते अत्युत्तम् अत्युत्तमं अनुभवं ददाति किण्डल् मध्ये पठनम् अहं एकं उदाहरणं ददामि एषु दिनेषु अहं द वे आफ़् गाड्स् इति किञ्चित् पुस्तकं पठन्नस्मि सः विचारः मम मदिष्टः विचारः परञ्च सा भाषा अत्यन्तङ्कठिना भाषा सः लेखकः पाश्चात्यः अस्ति तस्य आङ्ग्लं अत्यन्तं घनिष्ठमस्ति अपि च जार्गन् इत्यस्य उपयोगं महान् महान् महता प्रयासेन तेन क्रियते जार्गन् जार्गन् नाम विशेषपदानि तेषां अर्थः साक्षादस्माभिः ज्ञातुं न शक्यते तदर्थ अन्वेषणाय पुनः अर्थकोषस्य अन्वेषणमपि कष्टाय किण्डल् मध्ये पठनकाले तस्य पदस्य उपरि एकवारं अहं नुदामि चेत् तस्य पदस्य अर्थः कः तस्य उच्चारणं कथं तस्य काण्टेक्स्ट् अथवा प्रकरणं किमस्ति एतत्सर्वमपि आयाति अपि च अहं किञ्चित् किञ्चित् पङ्क्तिद्वयं पङ्क्तित्रयं वा हैलैट् कर्तुमिच्छामि चेत् हस्तेन एकवारं एवं कृत्वा तस्य हैलैट् अपि कर्तुं शक्नोमि नाम तत् तत् सा पङ्क्तिः उद्धृता भवति पुस्तकपठनानन्तरमपि ताः एव पङ्क्तीः अहं द्रष्टुं शक्नोमि एतद् किण्डल् मध्ये पठनस्य सौकर्यमस्ति अतः किण्डल् पुस्तकानि क्रीणामि कन्नडभाषायां तु किण्डल् आवृत्तिः नास्ति कन्नडभाषाः पुस्तकानि किण्डल् मध्ये न सन्ति गूगल् प्ले इत्यत्र कन्नडभाषापुस्तकानि पुस्तकानि सन्ति ममापि पुस्तकं पुस्तकं गूगल् प्ले इत्यत्र वर्तते तत्र सामान्यतया पी डी एफ़् पुस्तकं कथं पठ्यते तथा अनुभवः प्राप्यते अतः मुद्रितानां पुस्तकानां क्रयणं एषु दिनेषु प्रायेण स्थगितम् इव अस्ति शास्त्रपुस्तकं पुस्तकानि क्रीणामि अन्यत्सर्वमपि आन्लैन् माध्यमेव एव पठामि सेकेण्ड् हेण्ड् पुस्तक आपणं मम समीपे कोयम्बतूर्मध्ये अस्ति कोयम्बतूर्मध्ये कश्चन पन्थाः अथवा कश्चन मार्गः वीथिः अस्ति काचित् तत्र सेकेण्ड् हेण्ड् पुस्तकनि लभ्यन्ते प्रायेण तत्र विद्यमानानि सर्वाण्यपि पुस्तकानी शालापुस्तकानि नाम बी ए स्तरे अथवा उत्तम उच्चविद्यालयस्तरे ये यानि पुस्तकानि पूर्वं छात्रैः अधीतानि तानि तत्र लभ्यन्ते एवम्